मम गृहे बहवः पशवः वर्तन्ते मम सर्वे गृहीणाः अहं च तैः सह अत्यन्तं गृहसदस्यान् वत् एव वर्तनं कुर्मः तत्र मम एका गोमाता अस्ति तस्याः नाम वर्तते हरिणी इति यथा मृगः धावनं करोति सर्वत्र अत्रतः अत्र तत्र तथैव सा अपि अत्र तत्र अटनं करोति तेषां वा तासां पालने मम कृते अत्यन्तम् आनन्दानुभवः वर्तते आदिनपर्यन्तं तैः सह अत्र तत्र अटनं भ्रमणं कृत्वा तेषां परिपालनं सम्यक्तया कथम् अहं कर्तुं शक्नोमि इति सर्वे एव चिन्तयन्ति तेषां परिपालने कुटुम्बस्य महान् आनन्दः वर्तते